नमस्ते महोदय सूचना आगतम् अस्ति आन्लैन् द्वारा कक्षा चालनीयम् इति बहु कष्टकरम् अस्ति कथं करणीयम् किन्तु बाला शिक्षिका सर्वे सन्नद्धाः न किल बालेभ्य ट्रेनिंग् भवति किन्तु शिक्षिकाया किम् कुत्र कुर्वन्ति न कक्षा आरम्भ भवति चेत् गृहे एव कुर्वन्ति वा अथवा शिक्षणसंस्थायां कुर्वन्ति वा किन्तु अन्तर्जालव्यवस्था तत् सर्वम् इण्टर्नेट् सर्वं अगत्यं खिल ओ बहु संख्या भवति कक्षा अपि बहु भवति किन्तु बोर्ड् तत् सर्वम् आवश्यकं खलु साक्षात् कक्षायां बोर्ड् उपयुज्य वयं पाठयितुं शक्नुम किन्तु आन्लैन् मध्ये कथम् अस्तु धन्यवाद